भारते शिक्षणव्यवस्था सम्यकेव वर्तते इतोपि अपि च समीचीनतया इतोपि उत्कृष्टां व्यवस्थां कल्पयितुं शक्यते इदानीं विद्यमानव्यवस्थापि सम्यक् अस्ति इतोपि उत्कृष्टतामपि दाप् कल्पयितुं शक्यते यतो हि शिक्षणम् इत्युक्ते न केवलं विषयसङ्ग्रहः शिक्षणमित्युक्ते संस्कारोपि आद् आधातव्यः तत्र संस्कारयुक्तं शिक्षणं श्रेष्ठं शिक्षणम् अतः अस्माकं भारतीयचिन्तनानुसारं शिक्षणव्यवस्था समग्रदेशे स्थापनिया कल्पनीया तर्हि भारतीयशिक्षणाव्यवस्था का इत्युक्ते आर्षशिक्षणं भारतीयशिक्षणम् अर्थात् महर्षि मोडेल् नाम प्राचीनं शिक्षणं यदस्ति यदस्ति वेदाः उपनिषदः उपनिषत् उपनिषत् शिक्षणम् अथवा रामायणं महाभारतं संस्कृतग्रन्थाध्ययनं शास्त्राध्ययनं इत्थं प्राचीनशिक्षणम् इति कथ्यते तर्हि केवलम् आर्षशिक्षणम् अथवा महर्षि माडल् केवलम् अलं वा इत्युक्ते नास्ति आधुनिकं शिक्षणम् अपि अपेक्षतम् अतः उक्तम् आर्षम् आधुनिकं शिक्षणम् अपेक्षितं तदेव नवभारतं शिक्षणं नवभारतीयकल्पना अस्माकं प्राचीनं शिक्षणं यदस्ति तदपि अध्येतव्यम् इदानीन्तन आधुनिकं शिक्षणं यद् अस्ति विज्ञानविषयम् आत् प्राचीनं विज्ञानम् अपि अस्ति अपि च आधुनिकं विज्ञानमपि अध्येतव्यं प्राचीनभारत इतिहासः प्राचीन इतिहासः न केवलं प्रा भारतीय इतिहासे इत्युक्ते केवलम् इदं न तद् किं वो यवनानाम् आक्रमणं न ततोपि पूर्वम् आसीत् इतिहासः तद् उत्कृष्टः इतिहासः उत्कृष्टः इतिहासः तस्य अध्ययनम् अपि च इदानीन्तन इतिहासः सामाजिकजीवनपद्धतिः वो गणितं लीलावतीगणितम् इदानीं तु आधुनिकगणितम् एवम् आर्ष आधुनिकशिक्षणमपि अध्येतव्यं अपि च अस्माकं शालासु टेक्स्ट्बुक् दीयते सर्कारतः तेक्स्ट्बुक् मध्ये आर्षशिक्षणपि योजनीयम् इति सत्यम् आधुनिकशिक्षणं योजितं किन्तु तेन सह आर्षशिक्षणं योजनीयं अर्थात् प्राचीनभारतीयं शिक्षणं यद् आसीत् तद् योजनीयं यतो हि ये न न नो चेत् केवलम् आधुनिकं शिक्षणं प्राप्य आधुनिकाः एव भवन्ति प्रादु प्राचीनं किं जातं भारते किं स् श्रेष्ठमासीत् भारते विद्यादिकम् इत्थं सर्वं विस्मरन्ति तेषां शिक्षणेयाः विद्याः आसन् ताः तासां किं नाशः भवति इति यदि इदानीं न अभ्यस्यते अतः सर्वत्र शालासु अथवा टेक्स्ट्बुक् पाठ्यक्रमविशेषेषु पाठ्यक्रमे तत्सर्वं योजनीयम् अपि च भारतस्य भारतं किं दत्तमस्ति जगत्प्रति विश्वं प्रति इत्यादिकम् इत्यादिविषयं प्रति सर्वं महापुरुषाणां वा इत्यादिसर्वाः विषयः विषयाः तत्र पट् पाठ्यक्रमे योजनीयाः इत्थं श् एवं यदि शिक्षणव्यवस्था कल्प्यते आर्ष आधुनिकशिक्षणं यतो हि इदानीम् अस्ति एन् ई पि मध्ये न्याशनल् एजुकेशनल् पालिसि तद् वा तादृशं चिन्तनानुसारं क्रियमाणं किन्तु इतोपि उत्कृष्टताम् उत्कृष्टतया कर्तव्यमिति मम अभिप्रायः एवम् इत्थं शिक्षणक्षेत्रे परिवर्तनम् अथवा परिष्करणं कर्तव्यमिति मम अभिप्रायः वर्तते